आकाशवाणीमध्ये प्रतिदिनं वार्ताः आगच्छन्ति तत्र दूरदर्शनम्मध्ये अपि संस्कृतवार्ताः आगच्छन्ति पूर्वम् अहं यदा बाल्यकाले मा बालकः आसं तथा अहं संस्कृतवार्ताः श्रुत्वा वार्तां श्रुत्वा तत्र आनन्दम् अनुभूतवान् अस्मि तत्र केव् संस्कृतं नावगच्छति किन्तु संस्कृतश्रवणेन आकाशवाणीमध्ये प्रतिदिनं पञ्चोनसप्तवादने आकाशवाण्यां तत्र संस्कृतवार्ताः आगच्छन्ति इदानीमपि अहं स्मरामि इयम् आकाशवाण्यां सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः बलदेवनन्दसागरः यदा सर्वे देशे सर्वे जनाः जानन्ति तत्र वार्ताः अर्थः कः इयमिति किं तत्र अर्थः न जानाति किन्तु त् श्रवणमात्रेण आनन्दः आगच्छति एकदिनं संस्कृतवार्ताः न शृण्वन्ति चेत् तत्र किञ्चित् बाधां आ बाधाम् अनुभवामः इत्युक्ते अस्मिन् दिने किमपि वयं न प्राप्तवन्तः इति तत्र चिन्तनम् आगच्छति आसीत् त थं वयं प्रतिदिनं संस्कृतवार्तां शृणुमः तत्र किञ्चित् तस्य विषये अपि ओ अत्र एवम् एवम् आगतम् इति यत्र यत्र पदानि ए अवगच्छन्ति तस्मिन् विषये किञ्चित् भाषणमपि कुर्मः अनन्तरं दूरदर्शनमध्ये अपि संस्कृतवार्ताः आगच्छन्ति इदानीं तत्र तत् शृत्वा एतत् त केवलं आकाशवाण्यां श्रवणरूपेणेव शृणुमः किन्तु अत्र चित्रसहितम् अनन्तरम् अक्षरसहितम् तत्र अक्षरसहितमपि तत्र वार्ताः आगच्छन्ति दूरदर्शनमध्ये चित्रसहितम् अनन्तरं दूरदर्शने इदानीं संस्कृतचित्राणि आगच्छन्ति संस्कृतनाटकानि संस्कृतम् नाटकानि एतत् दृश्याणि बहूनि तत्र दूरदर्शनमध्ये भवन्ति अनन्तरम् इदानीम् दूरवाणीम् अपि अस्ति दूरवाण्यामपि यूटूब्मध्ये तस्य वाहिनीमध्ये तत्र संस्कृतवार्ता संस्कृतगीतानि संस्कृतचित्राणि संस्कृतपदानि सर्वाणि आगच्छन्ति अ अनन्तरं संस्कृतकथाः पत्रिकासु अपि इदानीं संस्कृतमाध्यमेन मुद्रणं कुर्वन्ति संस्कृतवार्ताः आगच्छन्ति सुधर्मा संस्कृतसम्भाषणम् ए एवं चन्दमामा एतादृशा वार्तापत्रिका पक्षपत्रिका मासपत्रिका एतादृशी प पत्रिकासु एतादृशी अह पत्रिकासु तत्र वार्ताः आगच्छन्ति केवलं संस्कृतमाध्यमेन अपि वार्ताः आगच्छन्ति तद् वयं शृत्वा पठित्वा अस्माकं जीवने संस्कृतं कथम् उपयोगं करणीयं संस्कृतस्य संभाषणं कथं करणीयं विना दोषम् इति तत्र वयं ज्ञातुं शक्यते